वाचोवीच्छिति इति पदं संस्कृतसाहित्ये प्रयुक्तं पदं कश्चित् काव्यप्रकारस्य वर्णनार्थं यस्य शब्दानां प्रयोगः दुर् उवा दुर् उच्चारणं वा अवगन्तुं वा कठिनं भवति चतुर्भणिषहितम् इति च ज्ञायते यस्य अर्थः चतुर्गुणार्थयुक्तं साहित्यम् इति अस्मिन् सन्दर्भे अभिनकम् इत्यस्य अर्थः किम् इति न निश्चितम् किं भवन्तः भवन्तः अधिकानि सूचनानि दातुं शक्नुवन्ति चेत् अहं भवतः अधिकतया साहाय्यं कर्तुं शक्नोमि इति